अतिथिभ्यः प्रथमं चायं दद्मः अनन्तरं तैः सह भाषणं कृत्वा मध्याह्ने तेभ्यः विशिष्टं भोजनम् अपि वयं दद्मः तत्र अत्र अत्र ओदनम् अस्ति अनन्तरं तत्र बहवः विभावः अपि बहु भविष्यन्ति तत्र एवं अत्र तेषु प्रधानतया अत्र साम्बार् एवं काळन् इत्यादि बहवः बि विभवाः सन्ति अनन्तरं तेभ्यः पायसं वयं दद्मः तत्र विशिष्टतया अत्र मन्दिरे मन्दिरात् प्राप्तः प्राप्तं क्षीरपायसं तेभ्यः दीयते अनन्तरं गृहे गृहे एव निर्मितं पायसं अळपमनित्यादि इत्यादयः अपि वयं दद्मः